रामायणरघुवंशसदृशानि पद्यात्मकानि काव्यानि दीर्घाः कथाः उपन्यासाश्च मम इष्टतमानि लेखनप्रकाराणि तत्रापि उपन्यासाः इति यः प्रकारः भवति तान् आजीवनम् अहं पठितुं शक्नोमि किमर्थम् इत्युक्तौ ते उपन्यासाः स्वस्मिन् सर्वाण् अपि रसान् अन्तर्भावयन्तः प्रतिपृष्ठं कुतुहलयं जनयन्ति यदि किं किञ्चिद् दर्शनं तत्त्वं च तत्र योजितं भवति कविना लेखकेन च तत तस्य गुणवत्तां इतोऽपि अतीव वर्धयति काञ्चित् जीवनदृष्टिं च आनन्देन सह प्रददाति अतः मम उपन्यासाः बहु रोचन्ते तस्मिन् प्रकारे सद्यः मया अन्वेषणम् इति कन्नडभाषायां भैरप्पावर्यस्य पुस्तकं उपन्यासः पठितः स च बहुरोचकः आसीत्